जलं सर्वेषाम् जीवने आवश्यकम् एव जलेन विना मनुष्यः कोपि जीवितुं न शक्नोति जलं तावत् रोगं निवारयति आरोग्यं वर्धयति तर्हि कीदृशं जलं पातव्यम् इति चेत् शोधितजलं पातव्यम् तर्हि शोधनं कथं भवितुम् अर्हति शोधने के उपायाः सन्ति इति चेत् अनेके उपायाः सन्ति तर्हि के ते इति चेत् जले तुलसी स्थापनं जले कर्पूरस्थापनं जलस्य उष्णीकरणं फिल्टर् द्वारा इत्येवं अनेके उपायाः सन्ति शोधितजलपानेन आरोग्यम् अधिकं वर्तते यतोहि जलम् अधुना अस्मिन् काले सम्यक् अशु अशुद्धं वर्तते अशुद्धजलपानेन तावत् आरोग्यं सम्यक् न भवति तस्मात् शोद्धितजलं पातव्यम्